हरि ओम् हरि ओं श्रूयते खिल श्रूयते खिल मम अस्माकम् एतद् आफ़ीस् प्रति एकः उन्नत उपन्यासकः अवश्यकः अस्ति इति हा भवान् भवतः नामधेयं वदतु भवतः नामधेयम् महेन्दर इति वा भवान् कस्मिन् विद्यालये पठितवान् पठितवान् वा भवान् कियत् कक्षापर्यन्तं पठितवान् एम् ए इत् अचार्य इत्यादिकं पठितवान् वा हो उत्तमं उत्तमं अस्माकं विद्यालयं प्रति संस्कृत अध्यापकः अवश्यक अनन्तरं भवान् उत्तमरीत्या पाठम् अपि करोति इति अहं मन्ये भवान् उत्तम अद्य अध्ययनं कृतवान् इति भवान् कुत्र कुत्र कार्यं कृतवान् अन्यत्र कुत्रापि ह्म् ह्म् हा सत्यं सत्यं ह्म् ह्म् ह्म् ह्म् भवान् अस्माकं विद्यालयं प्रति भवान् आगच्छतु तदनन्तरं भवतः कृते अहं तत्र भवतः पाठं इत्यादिकं पश्यामि पाठे इत्यादिकं दृष्ट्वा अनन्तरं हा भवत् भवान् इन्टेर्व्यू कृते आगच्छतु तदा भवता कृते पूर्वतनप्रामाणपत्राणि आवश्यकानि भवन्ति तावदेव अनन्तरं भवान् आगच्छतु भवता कृते भवान् कदा आगच्छति इन्टेर्व्यू प्रति ह्म् ह्म्

हा इद इतः परं पञ्चदिनानन्तरं अग आगच्छतु अह अहं भवतः कृते एत यत्र व्यवस्थां करोमि भवान् छात्रा अपि इत्या च ह्म् धनस्य किमपि भवतः कृते मासे उत्तम वेतनमेव अहं यच्छामि आ सत्यं सत्यं हा ह्म् इदानीं इदान्तसमये न्यूनं यच्छन्ति चेत् संस्कृत अध्यापकाः नागच्छन्ति अतः भवतः कृते यावच्छक्ति तावत् अहं य दातुं प्रयत्नं करोमि भवतः कृते कथं भवतः पाठः कथमस्ति इति मया द्रष्टव्यम् अतः एवं प्रथमं भवान् आगच्छन्तु आगत्य अत्र पाठम् इत्यादिकं करोतु आ डेमो इत्यादिकं भवतु ह्म् डेमो क्लास् इत्यादिकं भवति भवान् अत्र छात्रः भवन्ति छात्राणां कृते भवान् डेमो दातव्यं भवति प्रथमं डेमो दातव्यं डेमो डेमो द्रष्टुं अस्माकं मध्ये अध्यापकः भविष्यन्ति भवान् सम्यक् रीत्य डेमो करोति चेत् भवतः नियुक्तिमहं करोमि भवति डेमो करो भवान् उत्तमरीत्या डेमो करोति इति अहं चिन्तयन् नास्ति भवान् आगच्छतु भवतः कृते अन्तरं अन्तर अन्यत् विषयम् अहं भवान् आगमनान्तरमेव अहं वदामि किं वदति भवान् एवम् अस्तु किल हा अस्तु किल भवान् एतदर्थं आगच्छतु ह्म् स्थापयामि राम् राम्